पाश्चात्यतत्वशास्त्रस्य नाम दर्शनस्य अध्ययनं मया कृतं कश्चनप्रयत्नः तत्र विहितः तत्र आदर्शवादः प्रयोजनवादः प्रकृतिवादः मार्क्स् वादः अस्तित्ववादः इत्यादयः वादाः किञ्चिदवलोकिताः तत्र प्लेटो डेकार्त् स्पिनोजा इत्यादीनां दार्शनिकानां विचाराः अवलोकिताः तत्र मया एतदर्थं प्रयत्नः विहितः यतः मया भारतीयं दर्शनं किञ्चित् अधीतं ततः परं पाश्चात्यदर्शने किम् अस्ति इति ज्ञातुं काचिज्जिज्ञासा मम मनसि आगता तत्र भारतीयदर्शने पनुश्च पाश्चात्यदर्शने दर्शनयोर्मध्ये भारतीयपाश्चात्यदर्शनयोर्मध्ये भेदः कः कस्मिन् क्षेत्रे भेदः विद्यते केषु केषु विषयेषु भेदः विद्यते इति ज्ञातुं जिज्ञासमानः अहं पाश्चात्यतत्वशास्त्रं किञ्चित् पठितवान् तस्मिन् विषये कथनीयं चेत् आदर्शवादः भारतीय दर्शनशास्त्रस्य अनुसरणं करोति तत्र सत्यं शिवं सुन्दरम् इत्यादि भावनाः मूल्यानां विचाराणाम् उपरि बलं ददाति आदर्शवादः परन्तु प्रकृतिवादः प्रयोजनवादः चार्वाकदर्शन दर्शनस्य अनुसरणं करोति इति अहं चिन्तयामि यतः तत्र केवलं प्रयोजनम् उद्दिश्य एवं व्यावहारिकताम् उद्दिश्य तात्कालिकजीवनसम्बद्धितसमस्यानां समाधानाय आदौ बलं दत्तं तत्र तेषु तेषु दर्शनसम्प्रदायेषु विविधरीत्या विचारः प्रकटीकृतः